नमस्कारः महोदय कथमस्ति भवान् अहमपि सम्यक् अस्मि भवता दूरवाणी क्रीता अस्ति वा मम तु बहूनि कार्याणि आसीत् मम पत्न्याः कृते अपि कार्यम् आसीत् अतः आवाम् आगन्तुं न शक्नुवन्तः आम् आं सर्वे कुशलाः सन्ति कथमस्ति मम पुत्री अध्ययने एवं वा सा गृहे अपि अध्ययनं सम्यक्तया न करोति आं सत्यं महोदय इदं इदानीम् अहं तथा मम पत्नी आवयोः आवामपि महत्तः बहो भवार्हः अतः समयं दातुम् अवकाशः न प्राप्यते तेन कारणेन च सा दूरवाणीं तथा दूरदर्शनम् अधिकं पश्यति प्रायः इदमेव कारणं स्यात् कस्मिन् विषये ट्यूशन् अपेक्ष्यते महोदय अस्तु पश्यावः आवामपि अवधानम् यच्छावः अस्तु महोदय अन्यत् किं कर्तुं शक्यते आम् आं तदेव करोमि अस्तु अस्तु महोदय धन्यवादः रामः रामः